सत्यं वैदिकसाहित्यस्य अध्ययं कृतं मया तद्विषये वक्तव्यं चेत् अत्र स्वरव्यवस्था भवति उदात्त अनुदात्त स्वरित इति तद् यथा स्वरितः तद् तदनुगुणेन वदामश्चेत् बहुसम्यक् तत्र वक्तुमपि बहु सम्यक् भासते बहु समीचिनमिति भासते पुनः श्रोतुमपि बहू आह्लादकरं इति भासते पुनः तस्मिन् उक्तं भो यथा उक्तं अतिथिधेवो देवो भव मातृदेवो भव इत्यादिकमुक्तमस्ति तत्र कथम् अस्माभिः कस्मिन् कस्मिन् समये किं कर्तव्यं कथं कर्तव्यं सर्वमुक्तं भवति अतः ये अतिथयः आगच्च आगच्छन्ति ते तेभ्यः देववत्सत्कारः कर्तव्यः पुनः अस्मिन् ब्रह्मचर्य वानप्रस्थम् इत्यादि व्यवस्थाः सन्ति तदनुगुणेन जीवाः चेत् बहु सम्यक् भव भवति